विद्यालयेषु संस्कृतम् आङ्ग्लं मराठी हिन्दी गणितम् इतिहासः इति विषयान् शिक्षकाः पाठयन्ति शिक्षकाः उत्तमाः सुशिक्षिताः च सन्ति यथा आरम्भं कुर्मः चेत् संस्कृतं सर्वासां भाषाणां मूलमस्ति संस्कृतभाषा ज्ञानविज्ञानस्य निधिः अस्ति अस्यां भाषायां भारतस्य मूलं वर्णितः अस्ति तर्हि एषा संस्कृतभाषा अधुना सर्वे जनाः पठन्ति विद्यालये प्रथमकक्षातः सर्वे छात्राः संस्कृतं पठन्ति एषः बहु आनन्दस्य विषयः अस्ति संस्कृतम् एषः विषयः बहु सरलमस्ति शिक्षकाः उत्तमरीत्या संस्कृतं पाठयन्ति संस्कृतं छात्राः संस्कृतं पठन्ति चेत् भारतस्य या पीडा भवति अग्रे सा अपि संस्कारः भविष्यति अतः सर्वैः छात्रैः संस्कृतं पठनीयमस्ति संस्कृते ज्ञानविज्ञानस्य मूलमस्ति संस्कृते सर्वमस्ति सर्वासां भाषाणां मूलमस्ति संस्कृते संस्कृतभाषायाः एकं वैशिष्ट्यं नाम अत्र शब्दानां क्रमः यः अस्ति तस्य क्रमः निश्चितं नास्ति नाम यथा आङ्ग्लभाषायां वयं वदामः ऐ एम् रीडिङ्ग् किन्तु संस्कृतभाषायां तथा नास्ति अहं पठामि वा पठामि अहम् एतदपि चलति न्यूनातिन्यूनं शब्दस्य प्रयोगं कृत्वा शब्दानां प्रयोगं कृत्वा वयं संस्कृतेन वाक्यनिर्माणं कर्तुं शक्नुमः यथा पठामि नाम अहमेव पठामि पठामि इति मिप्रत्ययः यः अस्ति तद्दर्शयति उत्तमः पुरुषः अस्ति इति